हरि ओं कृष्णभवन् होटेल् खलु अहं सद्य एव रम्या इति नाम्ना एकम् ओर्डर् प्लेस् कृतवती तत्र अनवधानेन रोटिकाम् इति स्वीकृतवती परन्तु मम कृते प्लेट् द्वयम् इड्लिका आवश्यकं कृपया परिवर्तनं कृत्त्वा प्रेषयन्तु